ई बुक्स् मध्ये सर्वे अपि विषयाः उपलभ्यन्ते ये स्थापिताः भवन्ति मालिकैः ई बुक्स् माध्यमेन वयं पठितुं शक्नुमः इदानीं वयं प्रवासे स्मः अथवा अन्यस्मिन् गृहे स्मः अस्माकं यत्र वासः भवति तत् त्यक्त्वा अन्यत्र स्मः तदा ई बुक्स् एव अस्माकं कृते सहकारी भवति इदानीं कालेज् मध्ये ये वसन्ति पुनः लैब्रेरी मध्ये कार्यं कुर्वन्ति तेषां कृते ई बुक्स् एव साधनं भवति पठनार्थं इदानीं स् बहु बहु बहूनि पुस्तकानि न उपलभ्यन्ते ग्रन्थालयेषु आपणेषु तदा ई बुक्स् माध्यमेन वयं ताः तानि ग्रन्थानि तानि पुस्तकानि अपि उपलभ्य पठितुं शक्नुमः तेन अस्माकं कृते बहु उपयोगाय भवति अतः ई बुक्स् माध्यमेन वयम् अस्माकम् अपेक्षितं यत् अस्ति तत् साधयितुं शक्नुमः अतः ई बुक्स् आवश्यकम् ई बुक्स् अस्माकं कृते